नमोनमः आर्विकर् भोजनालयः अस्ति वा आम् आं कक्षा क्रमाङ्कः चत्वारः चत्वारः तः अहं वद् वदामि अहं मनिषा योगी अस्मि अल्पाहारस्य कृते किं किम् अस्ति पदार्थाः सन्ति तत्र अतः तर्हि अहं षडजनाः सन्ति अत्र तर्हि अस्माकं कृते किं पावभाजीस्य अस्ति वा कर्तुं शक्नोति पावभाजि

द्वयं कृते पाव्भाजी द्वयं कृते वडापाव् तर्हि द्वयं कृते उपमा अस्ति वा कति सहाया जाता दश् आमां तर्हि दशने निमी निमिषे अनन्तरं प्रेषयितुं शक्नोति वा रसगुल्ला अस्ति वा गुलाब् जाम् अस्ति वा तर्हि कति रूप्यकाणि अस्ति कति रूप्यकाणि अस्ति चिन्ता नास्ति तर्हि तर्हि आमां त्रयः त्रयः जना त्रयः जनानां कृते प्रेषयतु चायं चलति तर्हि किन्तु केवलं द्वयः कृते प्रेषयतु

शर्करायुक्तं चलति तर्हि लेमेन् टी अस्ति वा लेमन् टी तर्हि त्रयः जनानां कृते लेमन् ट्री प्रेषयतु आमां धन्यवादः अनन्तरं दशनिमिषम् अनन्तरं प्रेषयतु तर्हि यदि आवश्यकमस्ति तर्हि अहं दूरध्वन्यां करोमि धन्यवादः आम् आम् आमाम् आम् आं धन्यवादः